त्रयोविंशत्युत्तर द्विसहस्रतमवर्षस्य जनवरि पञ्चमदिनाङ्कः एकविंशत्युत्तर द्विसहस्रतमवर्षस्य जून् पञ्चदश दिनाङ्कः नवदश नवदशोत्मर द्विसहस्रतमवर्षस्य सेप्टम्बर् पञ्चविंशतितम दिनाङ्कः सप्तचत्वारिंशत्यदिक नवशतोत्तर एकसहस्रतमवर्षस्य अगश्ट् पञ्चदशदिनाङ्कः अष्टाशीत्यधिकनवशतोत्तर एकसहस्रतम वर्षस्य डिसेबर् षष्टमदिनाङ्कः